बाणो नितान्तमेव प्रतिभासम्पन्नः कविः तेन कथासाहित्ये युगे एव प्रवर्तितो नवः तस्य वर्णनानैपुण्यं नितान्तमेव श्लाघ्यम् बाणस्य बुद्धिः सर्वतोगामिनी नवनवोन्मेषालिनी दृश्यते अत एव स सुधोत्पादिसागरः कथितः स हि न केवलं वर्णनानिपुणोपि तु सूक्ष्मदर्शी दक्षश्चित्रकारश्च घटनायाः सजीवोपस्थापनं तु तस्य वामहस्तविलास एव यद्यपि स काव्ये उपमारूपक उत्प्रेक्षाविरोधादीनां साफल्येन प्रयोगं कृतवान् तथापि परिसङ्ख्या तस्य विलासिन्येव विषयानुसारम् एव तस्य शैली नृत्यति दीर्घसमासवती स्वल्पसमासा समासरहितापि